अस्माकं प्रदेशे बहूनि देवस्थानानि नाम प्राचीनदेवस्था देवालयाः सन्ति येषां दर्शनार्थं बहुभ्यः देशेभ्यः जनाः आगच्छन्ति तत्रत्य देवस्य दर्शनं कृत्वा कृतार्थताञ्च प्राप्नुवन्ति तत्र तादृश स्थलस्य वशात् तत्रत्य आर्थिकाऽवकाशाः अपि बहुधा निर्मिताः भवन्ति इत्युक्ते तत्र जनाः आगच्छन्ति इत्युक्ते तेषां नित्योपयोगी वस्तूनां क्रयणविक्रयणार्थं तत्र अवकाशः कल्पितो भवति एवं तेषां वासादिकं कर्तुमपि व्यवस्थाः कल्पनीयाः भवन्ति एवं तादृशदिशि सर्वतो मुखं पश्यामश्चेत् अभिवृद्धिः इत्युक्ते आर्थिक अवकाशाः कल्पिताः भवन्त्येव मम तु मया तु बहु बहवः प्रदेशाः बहु